संस्कृतसम्भाषणस्य लेखनस्य वा विषयम् आगच्छति विषयः आगच्छति चेत् इदं कथितुं शक्यते यत् सम्भाषणे संस्कृतसम्भाषणे वा लेखने प्रारम्भिक समये तु समेषां कृते समस्या भविष्यति एव भवति एव परन्तु यथा शनैः शनैः तस्य अभ्यासः वा तन्मध्ये दक्षता रुचिता स्यात् तर्हि शनैः शनैः तस्य अभ्यासेन सर्वाः समस्याः दूरीभवन्ति यदि परन्तु सा प्रारम्भिकसमये संस्कृतस्य यदि प्रथमवारम् अभ्या प्रथमवारम् अभ्यासः जातः चेत् संस्कृतसम्भाषणे क्लेशः आगच्छति यः गुरुवर्यः यः पाठयति तस्य कः अर्थः कः अभिप्रायः इति विषये समस्या जाता परन्तु शनैः शनैः यदि वयम् अभ्यासं कुर्मः तस् तन् मध्ये दक्षता भवति एव